हलो हरिः ओं नमोनमः महोदय आं महोदय वदतु न महोदय एवम् न महोदय न आगतवान् महोदय क्षम्यतां महोदय अग्रिमः दिनतः दिनतः आं महोदय किं महोदय अतः परम् अग्रिमम् उपविशामि महोदय महोदय तत्काले न महोदय किन्तु अहम् एतत् काले मम स्वास्थ्यः सम्यक् नास्ति तत्कारणेन अहं न आगतः न महोदय तु न अहं जाने जानामि महोदय किन्तु भवान् एकवारं मम कृते क्षमा क्षमा क्षमा करोति भो महोदय क्षम्यतां महोदय न न महोदय

हा महोदय एकवारं क्षम्यतां महोदय एकवारं क्षम्यतां करोतु अन्या अन्यश अन्यवारं न अहं एतद् न करोमि आं चलति महोदय

धन्यवादः महोदय